मम परितः अहं सर्वदा दूरवाणीं लेप्टाप् अस्ति लेप्टाप् ततः परं मिश्रकम् पाकशालामध्ये मिश्रकं क्षालनयन्त्रम् इदानीं तु अहं सम्मार्जनार्थम् अपि यन्त्रं दृष्टवती महिलानां कृते तु इदानीं पाककार्यं सरलम् अस्ति अपि च गृहकार्यम् अपि सरलमस्ति इति वक्तुम् इच्छामि यतोहि पूर्वं तु हस्तेन सर्वं कर्तव्यम् आसीत् तत् अवकरिकासङ्ग्रहम् अस्तु ग्रहस्य स्वच्छकार्यम् अस्तु वस्त्रप्रक्षालनम् अस्तु पाकशालायां रोटिका निर्माणम् अस्तु पूरिकानिर्माणम् अस्तु अपि च वेल्लनकार्यम् अस्तु तत्सर्वं हस्तेन कर्तव्यम् आसीत् किन्तु इदानीं तन्त्रज्ञानेन सर्वस्य कृते शोधनं कृतम् अस्ति इदानीं वस्त्रप्रक्षालनार्तं वस्त्रप्रक्षालनयन्त्रं रोटिका कृते रोटिकायन्त्रं अपि च एकस्मिन् प्रदेशे स्थित्वा अन्यस्मिन् प्रदेशे अस्तु विधेशे अस्तु सम्भाषणं कर्तुं दूरवाणीम् अपि च देशे विधेशे घटितं वार्तां द्रष्टुं दूरदर्शनम् एव आसीत् किन्तु इदानीं दूरवाणीमध्ये अपि तद्द्रष्टुं शक्यते अपि च सङ्गणकमध्ये अपि तद्द्रष्टुं शक्यते अपि च विषयमपि स्थापितुं शक्यते ततः परम् इदानीं तु सर्वं पाकशालायां चूर्णं कर्तुं क्षालनं कर्तुं सर्वं तन्त्रज्ञानेन कृतं यन्त्रम् अस्ति पूर्वं उपहारम्मस्तु भोजनम् अस्तु कर्तुम् अधिकः समयः आवश्यकम् आसीत् किन्तु इदानीं जीवनं सरलम् अस्ति एकघण्टा समये एव सर्वं कर्तुं शक्यते एकत्र वस्त्रं क्षालनार्थं यन्त्रे स्थापयित्वा पाकशालायाम् आगत्य यत् पाकं कर्तुम् आवश्यकं तद्वस्तूनि यन्त्रे स्थापयति चेत् निमिषेन सर्वं भवति अतः तन्त्रज्ञानेन इदानीं जीवनं सरलं जातम् अस्ति अपि च तन्त्रज्ञानेन इदानीं किमस्ति सर्वं गृहे एव स्तित्वा कर्तुं शक्यते तत् धनस्य प्रेषणम् अस्तु वस्तूनां क्रयणम् अस्तु तस्सर्वं गृहे एव स्तित्वा तन्त्रज्ञानमाध्यमेन कर्तुं शक्यते अपि च औषधम् अपि आनेतुं शक्यते अतः तन्त्रज्ञानम् अस्माकं जीवनं सरलं कृतम् अपि च अस्माकं बहु उपयोगम् अस्ति इति वक्तुं शक्नोमि यस्य कृते धनमस्ति ते सर्वं तन्त्रज्ञानेन गृहम् अलङ्कृत्वा जीवनं सरलं कर्तुं शक्यते किन्तु ये लघु लघु वस्तूनि सन्ति तन्त्रज्ञानेन बालानां क्रीडनकमस्तु विध्यालये अपि इदानीं तन्त्रज्ञानमा ज्ञानेन शिक्षकाः बालानां कृते सम्यक् रीत्या बोधनं कुर्वन्ति तादृशम् ध्यानं तन्त्रज्ञानेन विद्यालये गृहे सर्वं सरलं जातम् अस्ति अपि च मार्गे एकस्थानात् अन्यस्थानगमनसमये तत्रापि तन्त्रज्ञानस्य उपयोगं कृतम् अस्ति पिदानं करोति चेत् वाहनानां कृते सूचना भवति एषः इदानीं मार्गे चलति इति तादृशं तन्त्रज्ञानं वर्धितम् अस्ति तस्सर्वं दृष्ट्वा मम कृते आनन्दं भवति यतोहि पूर्वं अहं यदा तन्त्रज्ञानस्य ज्ञानं न आसीत् बहु कष्टम् अनुभूतवती इदानीं तु सर्वं सरलं जातम् अस्ति तन्निमित्तं सर्वं शीघ्रं भवति अपि च कष्टमपि न भवति अपि च आरोग्याय अपि उत्तमम् अस्ति इति मम विचारः